मनुष्यस्य स्वास्थ्यं सम्यग्भवेदित्युक्ते प्रतिदिनं तत्र योगाभ्यासः अपेक्षते एवं न केवलं योगाभ्यासः आहारप्रतिबन्धाः अपि अपेक्षन्ते ये पथ्य आहाराः सन्ति तान् स्वीकर्तुं शक्यते अपथ्याहारान् तत्र त्यक्त्वा पथ्य आहारान् स्वीकृत्य सर्वदा अनारोग्यकाले विशेषरूपेण आयुर्वेदादि औषधं स्वीकृत्य शरीरस्य स्वास्थ्यं दार्ढ्यञ्च सम्यगेव निर्वोढुं शक्यते अतः अहं शारीरकदार्ढ्यं तत् निर्वोढुं प्रतिदिनं योगाभ्यासं कुर्वन् पथ्याहारं स्वीकुर्वन्नस्मि